अहं केवलं वस्त्र सीवनं मम किं होबि इति वदामः अभिरुचिः अस्ति अतः बहिः मौल्यं मौल्यार्थम् अहं न ददामि तथापि अहं बहु किं वदामः वेस्ट् क्लात् इति वदामः तत् वस्त्रेण अहं स्यूतं निर्माति निर्मापितवती अस्मि तत् अन्यै कृते अहम् उपायनरीत्या दत्तवती अस्मि ते बहु इष्टवन्तः इदानीमपि ते तस्य उपयोगं करोति वदति भगिनि अहं तस्य उपयोगं कुर्वती अस्मि इति तत् दृष्ट्वा अहं बहु सन्तोषम् अनुभवामि एतत् किमर्थम् उत्तमरीत्या अहं किञ्चित् तस्य कार्यं कृतवती अस्मि इति